समिपे सेकेन्ड् ह्यान्ड् पुस्तकापणं किमपि नास्ति अतः यदि वयं न्यूनमूलस्य पुस्तकानि क्रे क्रेतुम् यदि एक्सिबिषन् अथवा सेल् भवति तत्र वयं गच्छामः चेत् पुस्तकानि क्रेतुं शक्यते अतः गोरख्पुर् गीता बुक् हौस् मध्ये अनेक अनेकगीतापुस्तकानि वेदान्तपुस्तकानि उपनिषत् पुस्तकानि अपि सन्ति वेदान्त बुक् हौस् मध्ये वेद वेदान्ता बुक् हौस् मध्ये तत्र स संस्कृत वर्गः अस्ति कन्नडवर्गः अस्ति सम्यक् तत्र कलेक्षन् अस्ति यदि वयं संस्कृतः संस्कृतस्य भाषायाः अथवा व्याकरणविषयः शास्त्रस्य विषयः अध्ययनं कर्तुम् इच्छामः चेत् वन्दना बुक् हौस् मध्ये सर्वं तत्र क्रेतुं शक्यते अतः वन्दना बुक् हौस् अपि अस्ति परन्तु वेदान्ता बुक् हौस् सम्यक् भवति तत्र कलेक्षन् सम्यक् समीचीनं भवति